आं कुत्र अस्ति आमामाम् अहं प्रेषयामि तद् मम कश्चित् फ़ोटा फ़ोटो फ़ोटोज़् अस्ति यत् पैण्टिङ्ग्स् वगेरा तद् कारणेन अहं प्रषितवती तर्हि भव् अहं तु एकमासः जातं तर्हि भवती कालिदासः आर्ट् गेलर्री इतः वदति वा आं तर्हि अम् अहं किं चिन्तयामि यद् मम समीपे यत्किमपि आर्ट् कलेक्षन् अस्ति तद् अहं तत्र सादर कर्तुम् इच्छामि तद् कर्तुं शक्नोति शक्नोति वा मम समीपे यत्किमपि मम आर्ट् अस्ति यद् फ़ोटोज़् यद् किं चित्रम् एतद् अस्ति तदहं तत्र कलेक्षन् आर्ट् कलेक्षन्मध्ये सादरीकरणं करणं कर्तुमिच्छामि तद् कर्तुं शक्नोति वा तर्हि किं किं तर्हि तस्य प्रोसेस् किमस्ति

आम् आमामं तर्हि कति किमस्ति तद् फ़ोटोस् आवश्यकम् अस्ति फ़ोटोस् नाम

एतदेव मैव एतदेव भवति आम् आं तर्हि मम भवतां किं एतद् न अहं न जानामि भवान् तत् भवतः किम् एड्रेस् न जानामि तर्हि भवती मम मेल् करोति वा आं तर्हि भवतु अहमागच्छामि तर्हि कदा अस्ति प्रातःकाले कदा ओपन्निङ्ग् अस्ति ओपनिङ्ग् कदा अस्ति श्वः कति वादने एवं वा अहं कदा आगच्छामि एवं वा यदि आगच्छामि श्वः अहं भवति मम नेत्रे तु अहम् आम् आम् आनयामि आमामाम् आनयामि